तत्र अहमपि एकं टि वि क्रीतवान् तत्रा वीडियोकान् स्वीकृतवान् सः आपणकः उक्तवान् वीडियोकान् स्वीकरोतु इति परन्तु अहम् अन्य अन्येषां टीवी नामपेक्षया वीडियोकान् एव अहं स्वीकृतवान् परं तद् अतीव वर्स्ट् अस्ति एकवर्षाभ्यन्तरे एव तस्य रिपेयर् आगतमस्ति तद् ट्यूब् अपि सम्यक् नास्ति सः अन्यदपि उक्तवान् यत् अनेन इण्टर्नेट् माद्यमेन अन्यान् चानल् अपि द्रष्टुं शक्नुमः इति तेन उक्तमस्ति तदर्तम् अहं स्वीकृतवान् परन्तु पश्यामश्चेत् तत्र तदपि सम्यक् न नागच्छति कारणम् अस्माकं प्रान्ते इण्टर्नेट् सौविद्यं तदा सम्यक् नास्ति इति कृत्वा तत्र स सर्वान् चानल्स् यद् अस्ति प्रसारमाद्यमान् चानल्स् यदस्ति तद् वयं द्रष्टुं न शक्नुमः श्रोतुमपि न शक्नुमः तदा तेन टीवि अपि सम्यक् कार्यं न करोति अतः अन्येषां कृते मम निवेदनमस्ति वीडियोकान् टीवि सर्वादा मा स्वीकुर्वन्तु इति मम अभिप्रायः